सीवनार्थम् अहं सूचिकाम् उपयोगं करोमि यदि मम लघुकार्यं नो चेत् मम समीपे यन्त्रं वर्तते सीवनयन्त्रं तत्र युतकम् अथवा अन्यत् विशेषवस्त्रं किमपि यत् धर्तव्यम् तस्य अहं पूर्वमेव सिद्धतां करोमि यदि मया मासोत्तरं कस्मिंश्चित् कार्यक्रमे कश्चन वस्त्रं धर्तव्यं तदर्थम् अहं मासात् प्रागेव मम यन्त्रेण तत् सीवनकार्यम् आरम्भं करोमि पुनः अन्येषां वस्त्रमपि अहं निर्माणं करोमि केवलं वस्त्रं मया क्रियते अन्यत् तस्य निर्माणं तस्य कृते मम आकारं दातुं पुनश्च सीवनार्थम् अहं स्वस्यैव यन्त्रं स्वस्ययन्त्रमेव स्थापयामि तेनैव कार्यं करोमि